नमस्कारः भगिनी वदतु भगिनी

पुत्र्याः नाम किम् पुत्री पुत्र्याः नाम रङ्गश्री रङ्गश्री तत् सम्यक् पठति सम्यक् पठति सम्यक् अङ्कान्यपि उत्तिर्णा भ भवति सा बहुसम्यक् पठति आं ते किञ्चित् न्यूनमेव भवति अङ्काः विज्ञाने किञ्चित् समयः किञ्चित् अदि अधिकं दातव्यं विज्ञानविषये किञ्चित् इतोऽपि एक घण्टा वा घण्टाद्वयमपि वा फ़ार्मुलाज् अस्ति खलु तत्र विज्ञाने तत् तत् तत् लिखित्वा मननं करणीयम् किञ्चित् लेखनम् आवश्यकम् किञ्चित् विज्ञानस्य लेखम् आवश्यकम् मननमपि आवश्यकम् सूत्राणि अस्ति खलु तत् सर्वं मननं क कर्तव्यम् अस्तु अस्तु सा सम्यक मित्रेण सह सा वा क्रीडा सम्यक् क्रीडति मित्रेण सह वार्ता सम्भाषणम् करोति सम्यक् एव अस्माकं विद्यालयेषु प्रार्थनागीतं गायति ओ अस्तु अस्तु अस्तु इदानीम् आगच्छति मम मम विद्यालयेषु विद्यालये नाटकं आगच्छन्ति उत्तमः आगच्छन्ति सा ओ उत् इदा इदानीं मुद्रालये उत्सवः उत्सवः भवति एव विद्यालये सा सा भागं स्वीक स्वीकरोति वा वदतु वदतु स्वीकर्तुं वदतु भवतु निच्च् वदतु निश्चयेन भागं स्वी सम्यक् पठति गायति एव ओ अस्तु अस्तु पुनर्मिलामः जी धन्यवादः जि धन्य आगच्छतु समयः अस्ति चेत् आगच्छतु धन्यवादः